मया आन्लैन्द्वारा यद् वातायनं कृते स्थाप्यते कर्टन् तद् बुक् कृतमासीत् तत्सर्वं भग्नं भूत्वा आगतमस्ति तद् मया न इष्यते पुनः आगत्य स्वीकृत्य गच्छन्तु